ग्रामीण जनानां जीवने क्रीडायाः महत्वपूर्णं स्थानं वर्तते ये ग्रामीण क्षेत्रेषु ये जनाः निवसन्ति ते तत्र ग्रामेषु एव सम्यक् रूपेण क्रीडन्ति तथा च अग्रे गत्वा ये मण्डलस्तरेषु क्रीडन्ति तत्र ते यदि सम्यक् क्रीडन्ति चेत् तत्र राज्यस्तरे ते गच्छन्ति यदा राज्यस्तरे ते गच्छन्ति तदा तेषां सिलेक्सन् भवति तथा ते रण्जी ट्रोपि क्रीडन्ति तथा तत्र यदि तेषां सम्यक् योगदानं भवति चेत् तत्र ते ऐ पि एल्मध्ये गच्छन्ति तत्र ते मुम्बै इण्डियन्स् रोयल् चेञ्जर् बेङ्गलोर् चेन्नै तत् बहवः तत्र सन्ति टीं तत्र ते क्रीडन्ति यदि ते तत्र सा सम्यक् कुर्वन्ति चेत् तत्र कन्दुकक्रीडायां फुट्बाल् क्रीडायां नौकाविहारः तत्र बहवः सन्ति विभागाः तत्र ते गच्छन्ति तथा च वर्तमानसमये तु कुस्ति तथा बेड् लिफ्टिङ्ग् इति नामके अद्य बहवः विभागाः सन्ति तीरम् राय्पल् सूटिङ्ग् तत्र ते सम्यक् कुर्वन्ति तथा तेषाम् महत्वपूर्णं स्थानं वर्तते तथा च क्रीडायाः स्वास्थ्यकृते क्रीडायाः योगदानं बहु अधिक महत्वपूर्णं वर्तते स्वास्थ्यदृष्ट्या अपि क्रीडा तत् अनिवार्या दिनचर्यामध्ये तत् अनिवार्यं तस्य स्थानं वर्तते तथा च ते ग्रामीणजनाः तु तत् सम्यक् रूपेण क्रीडा विषये किञ्चित् योगदानं ददाति तथा चेत् स्वविषये अपि क्रीडायाः महत्वं जानन्ति